भारते तीर्थस्थानानि वर्तन्ते पर्यटनस्थानानितु आधुनिकरीत्या एव व वर्तते न तु पुरातनरीत्या तीर्थस्थानानि इत्युक्ते न केवलं तत्र ग क किञ्चित् पुण्यार्थमेव तत्र गन्तव्यम् इति न आरोग्यार्थं त अपि सर्वे आरोग्यार्थम् उल्लासार्थमपि तीर्थस्थानानि एव ग गच्छन्ति बहवः तीर्थस्थानम् इत्यैकम् इत्युक्ते तत्र प्रकृतिरीत्या किञ्चित् विशेषः क किञ्चित् तस्य प्राचीनरीत्या अपि किञ्चित् विशेषः वर्तते इत्येव तत् त तस्य ती तीर्थस्थानानि भविष्यन्ति यथा तिरुपति तिरुपति इत्य तीर्थस्थानं कु कथम् इति चेत् बहवः भक्ताः तत्र तत्र गतवन्तः तत्र किञ्चित् व प्रकृतिवैशिष्टं वर्तते इत्य इति उक्त्वा तत् तीर्थस्थानम् अभवत् भगवान् तत्र निवसति इति भक्ताः मन्यन्ते ये ये तु तत्र किञ्चित् अटनार्थं गच्छन्ति तत्रापि तत्र किञ्चित् विशेषः वर्तते आधुनिकस्थाने ते एक ट्रक्किङ्ग् इति वर्तन्त् वदन्ति पुरातनस्थानेषु पादयात्रिकाः वदन्ति यत् याः भेदाः किञ्चिदपि नास्ति अतः एव यत्र यत्र तीर्त स तीर्थस्थानत्वेन तत्र प्र प्राशस्त्यं वर्तते तदेव पर्यटनस्थानत्वेन विस्तृतः अभवत् इति मन्ये यथा हिमालयगमनं हिमालयगमनं हिमालयेषु क ब बहु क कर्तुं शक्यते प्रकृतिदृश्यम् कर्तुं शक्यते तत्र पादयात्रा कर्तुं शक्यते तत्र क क्वचित् स्थलेषु उषित्वा तत्र क वसित्वा तत्र ध्यानादिकम् क क्रियाणि अपि कर्तुं शक्यते सर्वमपि प कर्तुं शक्यते तीर्थस्थानेषु तदेव ये तु सूक्ष्मभूतानि अंशानि न जानन्ति तद् केवलं पर्यटनस्थानम् इति मन्यन्ते तदपि समीचीनमेव इति स्वीकृत्य प्रशासनं तु तस्य उद्घाटनं तस्य प्रवरो प्रारोहं तस्य तस्यापि प्राशस्त्यं वर्द वर्धयन् अस्ति अस्तु किन्तु यत्तु य य यम्गय् य यम्स्थानं गत्वा आरोग्यं प्राप्यते किञ्चित् पुण्यविशेषः प्राप्यते किञ्चित् मनोनैश्चल्यं तत् प्राप्यते तदेव तीर्थस्थानं त तद्गमने यत् पर्यटनस्थानमपि स पर् भवति एतत्तु स बहु स्थलेषु प्राप्तुं शक्यते निर्जनजले प श प निर्जनप्रदेशं प्राप्तुमपि का गा गा गन्तुम् अपि शक्यते किन्तु त यत्र बहवः आगच्छन्ति तदेव तीर्थस्थानं भविष्यति पर्यटनस्थानमपि भविष्यति यथा अरुणाचलः अरुणाचलः क न केवलम् अचलः किन्तु क तस्य प्राशस्त्यं वर्तते तत्र किञ्चित् जो ज्योतिर्लिङ्गं वर्तते इति स बहवः मन्यते तत्तु अनुभूयन्ते सर्वे ये अनुभूयन्ते एव तद् प्राशस्त्यनेव बहवः गच्छन्ति तत् ग गत्वा किञ्चित् पुण्यं लब्ध्वा किञ्चित् विशेष अनुभवं लब्ध्वा पुनरागमिष्यन्ति यत्र यत्र बहवः ग ग ग गच्छन्ति पुण्यं क तत्र स्थलवैशिष्ट्यात् तदेव तीर्थस्थानं तदेव पर्यटनस्थानत्वेन अपि क परिगमते परि परिगण्यते अतः विशेषतः प केवलं परि पर्यटनस्थानम् इति भारतस्थले नास्ति किन्तु अन्य स स्थलेषु पर्यटनस्थानमेव व अलं तत् तीर्थस्तानं न वर्तते इति भारतस्य अन्यप्रदेशयोः किञ्चित् व्यत्यासः अस्माभिः परिगन्तव्यम्